अस्माकं गृहे शौचालयः अस्ति तत्र लाभाः बहवः सन्ति मलमूत्रादिविसर्जने झटिति गन्तुं शक्यते शौचालयं प्रति शौचालयस्य अभावे सति अरण्यप्रदेशादिकं गत्वा मलमूत्रादिविसर्जनं कर्तव्यं यत्र जनाः न सन्ति तस्मिन् प्रदेशे गत्वा मलमूत्रादिकं विसर्जनं कर्तव्यं तत्र अरण्यप्राणिभिः तत्र अरण्यप्राणिभिः कष्टम् अनुभूयते तस्मात् शौचालयस्य उपयोगः वर्तते एव नास्ति चेत् कष्टानि वर्तन्ते